अहं एन् टि ए द्वारा प्रकाशितं यू जि सि नेट् परिक्षायां द्वितीयपत्रं एकवर्षात् प्राक् क्रयणं कृतवान् तत्र सर्वे अपि विषयाः विस्तृतरूपेण सन्ति प्रश्नोत्तराणि अपि परिक्षार्थं अपेक्षा अनुगुणानि सन्ति पुस्तके अक्षराणि अपि सम्यक् मुद्रितानि वर्तन्ते पत्राणां गुणवत्ता अपि सम्यगस्ति परिक्षार्थं अस्माकं सम्यक् सहाय्यं करोति एतत् पुस्तकं क्रयणयोग्यम् अस्ति